धार्मिकोत्सवसम्बन्धीनि खाद्यानि इत्युक्ते वयं भारतीयाः सन्ति अस्माकं कृते बहवः पर्वदिनानि प्रतिमासे एकं पर्वदिनं तु आवश्यकं भवति एव सर्वाणि पर्वदिनानि वयं बहु सम्यग्रूपेण सम्पन्नं कुर्वन्तः तत्र युगादि पर्वदिने युगादिः युगादिप्रसादः इति बहु आवश्यकं अस्ति षड्रुचयः रुच् रुचयः मिलित्वा प्रातः काले अभ्यङ्गस्नानं कृत्वा पूजां कृत्वा तदनन्तरं प्रसादम् अस्मा वयं स्वीकुर्मः तदनन्तरं बहवः भक्ष्यं भक्ष्याणि खाद्यानि तु तस्मिन् दिने बहूनि अहं करिष्यामि लड्डुकं तदनन्तरं शाकानि अपि बहूनि शाकानि अहं पक्ष्यामि विनायकचतुर्थीपर्वदिने अपि वयं सर्वे मिलित्वा पूजां कृत्वा बहूनि स्वाधु भोजनं कुर्वन्ति लड्डुकं वा मैसूर्पिष्टकं वा पूरिकां वा वटकं वा बहवः कुर्वन्ति